येषु दिनेषु तन्त्रज्ञानं विना विना जीवनं इति कश्चन विषयः बहु कष्टाय एव केवलम् एकम् शाकक्रयणे अपि अयं जिपे कृत्वा क्रीत्वा गच्छामः तादृशः समयः एषः तादृशे समये वयं यदा जीवनं कुर्मः तदा तन्त्रज्ञानं विना जीवनकरणम् इति कियद् कष्टाय इति वयं सर्वे जानीमः एव तत्र विशिष्य वृद्धानां कृते तन्त्रज्ञानप्राप्तिः इति विषयः अपि कष्टाय तन्त्रज्ञानं विना जीवनमपि कष्टाय तन्त्रज्ञानप्राप्तिः वृद्धेभ्यः अपि कष्टाय इति द्वयमपि अस्ति ये द्रष्टुं न शक्नुवन्ति तेषां तन्त्रज्ञानप्रापणम् इति सामान्यतया बहु कष्टाय अतः यदा वृद्धाः जाताः तदा दर्शनम् अपि किञ्चित् कष्टाय एव भवति एतस्मिन् सन्दर्भे एतयोः द्वयोः समूहयोः अपि टेक्स्ट् टु स्पीच् ट्रान्स्लेशन् एति कश्चन विषयः म लाभाय भवति महान् लाभाय भवति कथम् इत्युक्ते यदा यदा दृष्टिदोषयुक्ताः परीक्षानिमित्तं पठन्ति तदा बहु ग्रन्थान् अन्तर्जालद्वारा डौन्लोड् कृत्वा पठनीयम् इति भवति तदा दृष्टिदोषयुक्ताः तद् डौन्लोड् कृत्वा टेक्स्ट् टु स्पीच् ट्रान्स्लेशन् अप्लिकेशन्द्वारा तद् सर्वमपि तेषां समयम् अनुगुणं पठितुं शक्नुवन्ति नो चेत् अन्येषां समयः कदा अस्ति तदनुसृत्य एव एतेषां पठनम् इत्यपि आसीत् इदानीम् एतेषां समयानुगुणं ते स्वातन्त्रिकतया पठितुं शक्नुवन्ति इति एतद् एकम् एव तद् टेक्स्ट् टु स्पीच् ट्रान्स्लेशन् इति विषयः कियद् लाभाय इति प्रतिपादयत्